विज्ञानस्य तन्त्रज्ञानस्य विषये यदि मम मित्रं तथा बन्धुजनाः मम अभिप्रायं पृच्छन्ति चेत् अहं तु कम्प्यूटर्स् सैन्स् स्वी स्वीकर्तुं चिन्तयतु इति उपदिशामि किमर्थम् अद्यतनकाले सङ्गणक उपलब्धमेव बहु उपयोगकरम् आवश्यकमपि शिक्षणविषये बहवः उत्तमाः महाविद्यालयाः तथा विश्वविद्यालयाः सन्ति तेषां बिट्स् पिलानि ऐ ऐ टि निट् एन् ऐ टि ट्रिच्चि इत्यादयः केचन प्रमुखविद्यालयाः विश्वविद्यालयाः अन्ये उत्तमविश्वविद्यालयाः अपि मा मने महानगरे अनेके सन्ति एकं चित्वा अध्ययनं कर्तुं शक्नुमः